आं दिनपूर्तिजलस्य अवश्यकता अस्माकमेव भवति जन जनानाम् एव दिनपूर्ति जलस्य जलस्य आवश्यकता भवति वयं प्रातः स्नातुं शौचार्थं अनन्तरं पाककर्तुंआनन्तरं वस्त्रक्षालनार्थं अनन्तरं पातुम् ईदृशकार्याणाम् आवश्यकता भवति नन्तरं अस्माकं गृहे गवाः सन्ति तेषामपि दिनपूर्तिजलस्य आवश्यकता भवति तृषः भवति तथा जलस्य आवश्यकता अपि भवति गर्मः भवति चेत् तृषः अपि अधिकं भवति तदा दिनपूर्तिजलस्य अवश्यकता अपि बहु भवन्ति